विशेषतः चारणे आश्चर्यकारं किमपि न ज्ञात् न जातम् कदाचित् विशिष्टप्राणीनां दर्शनम् अभूत् पक्षीणां दर्शनम् अभवत् तद्विहाय आश्चर्यकरं तादृशं किमपि न जातम् सर्वदा अपि छायाचित्राणि अहं स्वीकरोमि एव छायाचित्र स्वीकरणे मम बहु मनः अस्ति तत् कारणतः अहं स्वीकरोमि सर्वत्र पोस्ट् कर्तुम् अहं न इच्छामि अहं तु सर्वदा अपि एतादृश दीर्घचारणम् अहम् एतद् एकं ध्यानमिव पश्यामि तत्कारणतः तत् कुत्रचित् तत् पोस्ट् कर्तुम् अहं न इच्छामि इन्स्टाग्रां मध्ये वा फेसबुक् इत्यादि सोश्यल् मीडिया मध्ये अहं तत् पोस्ट् कर्तुं न इच्छामि एतत् दर्शयितुं न एतत् केवलं मम अन्तर्ध्यानार्थमेव इति अहं चिन्तयामि